यात्रापत्रप्राप्तौ वसति गृहारक्षणे यात्रासमयज्ञाने रेल् मञ्चसङ्ख्यापरिज्ञाने रेल्निस्थानं वा बस् निर्वासनस्थानानि इत्यादिनां ज्ञाने परिवहनस्य सुगमतायां कथं लभ्यते इति मम जिज्ञासा तद् जिज्ञासा परिहर्तुम् उत्तररूपेण एवं वक्तुं शक्यते तन्त्रज्ञानेन सहायता भवति कथम् इति चेत् वयं यत्र कुत्रापि गन्तव्यं चेत् यत्रापत्रम् अवश्यं वर्तते तत्र तन्त्रज्ञानेन आदावेव बुक् कृत्वा गन्तुं शक्यते तत्र वसतिगृहं वर्तते तत्रापि तन्त्रज्ञानेन व् कर्तुं शक्यते तथा च यत्र कुत्रापि दर्शनार्थं गच्छन्ति सेत् चेत् तत्रापि तत्र समयज्ञानेन तत्र समयं ज्ञात्वा बुक् कर्तुं शक्यते रेल् याने वा भवतु बस् याने वा भवतु तत्र तन्त्रज्ञानेन आदावेव बुक् कृत्वा अनुभवितुं शक्यते तन्त्रज्ञानेन अतीवसरलतया सहायता अभवत्